भोः यान यानचालक ह्यः न न श्वः अहं बेङ्गलोर् गन्तव्यं तस्मात् रेल्वे निस्थानं गन्तव्यं प्रातः सार्धपञ्चवादने मम गृहम् आगच्छ लक्ष्मीपुरसमीपे मम गृहम् अस्ति खलु त्वं जानासि त्वं जानासि खलु तत्र आगन्तव्यं प्रात श्वः प्रातः सार्धपञ्चवादने आगन्तव्यं ततः रेल्वे निस्थानं गन्तव्यं गन्तव्यं विलम्बं मा करोतु यथा समयम् आगच्छतु